हरिः ओम् मनोरञ्जनक्रियाकलापाः मम जीवनस्य प्रप्रथमम् दिव्यमन्त्रमस्ति क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् इति धेयं मम धेयम् अस्ति तदनुसृत्य यदा कदापि समयः मिलति चेत् किमपि अर्जयितुम् इच्छामि विद्या वा धनं वा इति किमर्थम् इत्युक्ते जीवनस्य परमध्येयमेव तद्भवनीयमिति मम आशा यदा विरामकालः इत्युक्ते कार्यक्षेत्रस्य भिन्नभिन्नं चयनं कृत्वा तदनुसारं वयं मनोरञ्जनं प्राप्तुं शक्यते तूष्णीं स्थित्वा वा कथं तु मनोरञ्जनं न भवति किमपि कार्यं करणीयमेव तदा एव मनोल्लासः भवति अस्माकम् इच्छानुसारम् ये ये वयं कुर्वन्तः कूर्मः तदनुसृत्य वयं सन्तोषमपि प्राप्नुं शक्नुमः मनोरञ्जनम् इत्युक्ते समाजे बहुविधाः कलाः सन्ति वैज्ञानिकविषये अपि बहवः विषयाः तान् अनुसृत्य संशोधनं वा ये वयम् इदानीं जानीमः तद्विषयेषु अपि किमपि कार्यं कर्तुमपि शक्नुमः कलाकारः भवति चेत् चित्रं वा रङ्गवल्ल्याः अनुसारं सामाजिकक्षेत्रे धार्मिकक्षेत्रे वा पठनक्षेत्रे वा सर्वदा एङ्गेज् भूत्वा किमपि तत्द्वारा नूतनविषयान् ज्ञातुं ज्ञास्यामः चेत् तदेव मनोरञ्जनम् इति मम वैयक्तिकः अभिप्रायः यदा कदा का बहिः गत्वा तत्र देशं वा पर्यटनार्थं वा प्रकृत्या सह समयं वयं प्रकृत्या सह अध्ययनम् अध्ययनम् इत्युक्ते तत्तु गम्भीरविषयः नास्ति सूक्ष्मरीत्या अवलोकनं कृत्वा प्रकृत्या के के सन्ति मत्वा तदनुसृत्य पृथ्वी आपः तेजः वायुः आकाशः इति पञ्चभूतानि तदनुसृत्य पञ्चवायुः प्राणपानव्यान उदानसमान मनपञ्चकः अन्तःकरणं मनस्सु चित्तबुद्धिः अहङ्कारः तदनुसृत्य पञ्चज्ञानेन्द्रियाः श्रोतुः त्वक् चक्षुः रसना घ्राणं तदनुसृत्य शब्दस्पर्शरूपगन्धविषयाः एतानि सर्वाणि प्रकृत्या वयम् प्राप्तवन्तः अस्माकं प्राकृतशरीरे अपि एतानि बहिः वयं निसर्गे के के पश्यामः ते सर्वाः अपि अस्माकं शरीरे सन्ति एतादृशं विषयं तु मनोरञ्जनपूर्वकं वयं पश्यामः वा अनुभवं कुर्मः वा चेत् बहु सम्यक् भवति तदेव मम अभिप्रायः तदेव मनोरञ्जनम् इति अहं भावयामि काव्यशास्त्रविनोदेन इति अस्ति खलु तत्तु मह्यं बहु रोचते किमपि कार्यं कृत्वा श्रान्ता भवामः चेत् अन्यत् कार्यं कृत्वा अन्यत् उत्साहं प्राप्य तद्वारा किमपि ज्ञानकार्यमेव भवनीयम् इति किमर्थमित्युक्ते मानवजन्मनः बहु मूल्यमस्ति खलु तदर्थं तद् उपयोगं तु ज्ञानद्वारा एव किमपि अधिकाधिकं वयम् ज्ञानं प्राप्नुमः चेद् एव सार्थकं भवति नो चेत् पशुतुल्य एव सामान्यरीत्या जीवामः चेत् तदेकस्तरः भवति मह्यं तु मम मातुः गुरुः सर्वे अपि तद्रीत्या एव मह्यं पाठितवन्तः तदनुसृत्य अहम् गृहे अपि मम पुत्राय पौत्राय अपि इदम् एव दिव्यमन्त्रं क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् इत्येव अहं पाठितवती अपि अस्मि विद्या इत्युक्ते अर्थं तु व्यवहारे आवश्यकमेव विद्या तु बहू महत्त्वम् सर्वधनप्रधानं किमर्थम् इत्युक्ते न चोराहार्यं न राजहार्यं न भ्रातृभाजम् व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रदानं न चोरहार्यम् इति बहु अमूल्यसम्पत्तिः तदर्थं विद्याधनं सर्वधनप्रधानं तदपि मानवाय तदेव सम्पत्तिः भवति चेत् यत्र कुत्रापि प्रपञ्चे गच्छामः चेत् सर्वत्र वयं जीवामः हस्ते धनं नास्ति चेदपि विद्याधनेन यत्र कुत्रापि गच्छामः चेत् जीवामः इति मम अभिप्रायः मनोरञ्जनम् इत्युक्ते मनोरञ्जनम् मनोरञ्जनाय वयम् समयव्यर्थं न यापनीयं तदेव मम मूलः अभिप्रायः मनोरञ्जनाय नूतनूतना नूतननूतनान् विषयान् ज्ञात्वा तन्मूलकान् अर्थानपि अर्जयित्वा श्रीमन्तः भवनीयम् इति मम अभिप्रायः